नमस्कारः मम नाम सौम्यराणीपण्डा अहम् ओन्लैन् माध्यमेन एका कुर्ती आदिष्टवती परन्तु सा दूरवाणीमाध्यमेन यः वर्णः दृश्यते तत् नास्ति सा बहवः भिन्नास्ति एवं च सा क्षीणा अस्ति सा कुर्ती सम्यक् नास्ति